नमो नमः कः अस्ति आं वदतु किमर्थं काल् कृतवती आम् आम् अस्ति रिक्तप्रकोष्ठः अस्ति भवती आगच्छति वा रिक्तप्रकोष्ठं तत्र नेतुं प्रकोष्ठः तु बहूनि प्रकोष्ठानि सन्ति भवन्तः कति जनाः सन्ति परिवारे पञ्च जनाः वा पञ्च जनानां कृते प्रकोष्ठः नास्त्ति अत्र चत्वारजनानां कृते प्रकोष्ठः अस्ति पुनश्च द्विजनानां कृते प्रकोष्ठः पुनः एकजनानां कृते प्रकोष्ठः अस्ति तर्हि भवती एवं करोतु एकप्रकोष्ठं चत्वारजनानां कृते नयतु पुनश्च एकप्रकोष्ठम् एकजनानां कृते नयतु तद् नेतुं शक्यते प्रकोष्ठे तु जलम् अस्ति पीबनार्थं जलस्य व्यवस्था अस्ति पुनश्च सर्वं कार्यं करणार्थम् अपि जलस्य व्यवस्था अस्ति परन्तु जलस्य कृते पृथग् धनं दातव्यं पुनश्च वैद्युतिकयन्त्राणि अपि सन्ति यथा व्यजनानि दण्डदीपः एतानि सर्वाणि द्रव्याणां कृते अपि धनं दातव्यं तत्र पृथग् धनं रेण्ट् विहाय अपि आम् आं तत्र धनम् आवश्यकं कारणम् एवमस्ति केचन जनाः अधिकं प्रयोगं कुर्वन्ति केचन जनाः न्यूनातिन्यूनं प्रयोगं कुर्वन्ति तर्हि अहं कथं भवामि अतः धनं ददातु पृथग् धनं अस्तु अरे चिन्ता मास्तु आम् आं चिन्ता मास्तु चिन्ता मास्तु गृहस्य कृते केवलम् एकस्मिन् मासे द्विसहस्रं रूप्यकम् एव ददातु अस्तु पुनश्च जलस्य पुनः इलेकट्रिक् बिल् बैद्युतिकबिल् इति अस्मिन् कृते पञ्च सहस्रं रूप्यकाणि ददातु सम्यग् अस्ति भवतः भवतः परिवारे बालकाः सन्ति वा लघुबालकः कति वर्षीयः पञ्चवर्षीयबालकः वा परन्तु मम गृहे अत्र अधिककोलाहलः मास्तु अधिक अधिककोलाहलं भवन्ति चेत् मम गृहे अन्ये अपि जनाः निवसन्ति ये किं कुर्वन्ति समस्याम् अनुभवन्ति अस्तु किल तर्हि यदा भव् भवती यदा आगमिष्यति तदा स्वपरिचयपत्रं नीत्वा धनं नीत्वा अग्रिमधनं दिसहस्रं दातव्यं तदपि नीत्वा आगच्छन्तु अस्तु अस्तु धन्यवादः